नमस्ते भोः अमेजोन् मध्ये मया एकः स्वेट् शार्ट् आर्डर् कृतम् आसीत् तत् बहु समीच् समीचीनं वर्तते तथा च तस्य सीवनम् अपि बहु सम्यक् तया भवति तथा च तस्य धारणमपि बहु लघुत्वं वर्तते